भारते प्रसिद्धाः क्रीडाः इदानींतनकाले क्रिकेट् अस्ति परन्तु तद् भारते भारतीयक्रीडा इति न वक्तुं शक्यते अतः मया न वक्तुं शक्यते चेस् चेस् क्रीडायां बहवः जनाः इदानींतनकाले उन्नतस्थानं प्रापयन्ति तेषां मध्ये प्रज्ञानन्दः मम इष्टक्रीडकः किमर्थम् इत्युक्ते सः बालकः चेदपि मध्यमवयस्काः पुरतः सम्यक् क्रीडनं कृत्वा अस्माकं भारतीय भारतीयस्थानं जगति उन्नत स्तरे ण नय नीत्वा नयति इति रीत्या अहं तस्य इच्छा अस्ति त प्रज्ञाणन्दायाः उपरि अनन्तरं जावलिन् इति एकम् अस्ति तत्र नीरज् छोप्रा इति एकः क्रीडकः सम्यक् कुर्वन् कुर्वन्नस्ति